दुर्गाप्रशादपण्डा नामधेयोऽहम् उत्कल प्रदेशस्य जगत्सम्प्रोमण्डल अन्तर्गत अनन्तब्रह्मपुरग्रामनिवासी निवासी अस्मि मम पितुः नाम सुधीर् कुमार् पण्डा मातुः नाम वनिता पण्डा अहं प्राथमिकशिक्षा जनता उच्चप्राथमिक विद्यालये कृतवान् तदनुगुणं माध्यमिक उच्चमाध्यमिकशिक्षा ए प्रामाधिन संस्कृत विश् संस्कृतस्नातकोत्तरविद्यालये ब्रह्मपुरनगरे पठितवान् तत्रैव ब्रह्मपुरनगरे वेदपाठशाला ब्रह्मपुर् इत्यत्र शुक्लयजुर्वेदान्तर्गत काण्वशाखा अध्ययनम् अपि कृतम् तदनुगुणं शास्त्री तत्रैव कृत्वा व्याकरणशास्त्रमाधारिकृत्य अनन्तरं राष्ट्रीयसंस्कृतविद्यापीठे आचार्यव्याकरणे अधीतम् अनन्तरं शिक्षाशास्त्री शिक्षाचार्य राष्ट्रीयसंस्कृतविश्वविद्यालये तिरुपतौ कृतवान् अधुना विद्यावारिधी प्रारम्भः जातः अहं वेदाध्याय्यस्मि पूजापाठादिकं कुर्वन्नस्मि तत्सहितं ज्योतिषमपि कुर्वन्नस्मि मम बहुरुचि पुस्तकाध्ययने ज्योतिषशास्त्राध्ययने एवं च पाककार्य करणे नोवेल् नाम उपन्यासादिकं पठने महान् आनन्दः जायते